दक्षिणभारते विवाहेषु नृत्यं प्रायः न क्रियते इत्येव वक्तव्यम् प्रायः कर्णाटक आन्ध्रादिप्रदेशेषु नृत्यम् एषु दिनेषु विवाहे तत्रापि सायङ्कालीनसमये कैश्चित् नृत्यं क्रियेत किन्तु मम दृष्ट्या ये धार्मिककार्यक्रमाः भवन्ति ते अत्यन्तं सम्यक् आचरणीयाः विधिपूर्वकमेव आचरणीयाः नृत्यं वा सङ्गीतं वा यत् अनन्तरम् अनन्तरकाले जनानाम् अभिरुच्यनुसारं यद् यद् योजितं तस्य सर्वस्य तथा आचरणं सम्यक् इति न प्रतिभाति अतः नृत्यं वा सङ्गीतं वा विवाहादिधार्मिककार्यक्रमेषु न भवति चेदेव उत्तमं भवति विवाहादिधार्मिककार्यक्रमाः किं निमित्तं सन्ति तेषां धार्मिककार्यक्रमाणाम् उद्येश्यं किम् इति उद्येशविवरणपूर्वकं यदि धार्मिककार्यक्रमाणाम् आचरणं भवति जनानामपि तद्विषये आदरः भवति ज्ञानमपि भवति विशिष्य युवसमूहे एतादृशेषु विषयेषु ज्ञानम् अतीव न्यूनमस्ति अतः नृत्ये सङ्गीतादिरहितः विवाहः इत्यादयः धार्मिकाः कार्यक्रमाः एव समीचिनाः भवितुमर्हन्ति